आम् अहं समीचीनतया एव चालयामि का समस्या भवताम् किं भवतः लोकेशन् यदस्ति तत्रैव गच्छन् अस्मि पश्यतु अत्र स्क्रीन् मध्ये सर्वं दृश्यते मार्गः मार्गः समीचीनः तत् तत्र मम कः दोषः सर्वकारस्य दोषः खलु मार्गः तत्र गर्ताः सन्ति इति अहं दशवर्षे अहं अहं दशवर्षेभ्यः चालयन्नस्मि भवान् मां मा शिक्षयतु

ओहो भवान् आगत्य चालयतु नो चेत् अधिकं जानाति चेत् आगच्छतु अग्रे कोऽपि नागच्छति भवान् मागच्छतु कदापि भवान् कर्तयितुं न शक्नोति तत्र यावदस्ति तावत् दातव्यमेव पुनः अत्र भवतः स्थानम् अधुना आगच्छति पञ्चनिमेषेषु कथं धनं पे करोति वदतु महोदय मम व्यवहारः सम्यकेव भवान् शान्तया शान्तः भूत्वा तिष्ठतु तत्र अहं चालयित्वा पुनः वदति शीघ्रं चलतु पुनः सम्यक् चालयतु शीघ्रं चलतु उभयं विरोधाभासः भवति खलु शीघ्रं चालयामि वा सम्यक् किं एवं तदेव आगत्य चालयतु महोदय भवान् निवेदनम् तर्हि शान्तः भूत्वा तत्र उपविशतु दशनिमेषेषु भवतः स्थानमागच्छति तत्र उत्तीर्य धनं स्वीकृत्वा गच्छतु तर्हि महोदय शीघ्रं चालयामि चेत् किञ्चित् इतस्ततः भवति खलु अहं शीघ्रं चालयित्वा भवन्तं तत्र रेलस्थानके प्रापयामि पे करोतीति पश्यतु पे कथं करोति मत्सविधे मत् तदेव धनं धनं केश् माध्यमेन केश् माध्यमेनैव भवति मत्सविधे फ़ोन्पे इत्यादिकं नास्ति अहम् उक्तवान् वा भवते भवान् केश् मा स्थापयतु इति आम् आम् स्थापयामि अहं तिष्ठतु